नमस्कारः गृहे सामान्यतः सर्वे सर्वेषु गृहेषु पाकार्थम् एल् पी जि सिलिण्डर् इत्यस्य उपयोगं कुर्वन्ति सामान्यतः तस्य सुरक्षता विषये जनाः अनभिज्ञाः भवन्ति तद् सिलिण्डर् इति इत्यस्य उपयोगः कथं करणीयः पाकस्य पाकं कृत्वा तदनन्तरं तस्य स्विच् नोदनीयं तद्विषये जनाः न जानन्ति अतः अस्माभिः एकं कार्यं करणीयं भवति यत् जनाः तद् अवगच्छेयुः यत् तस्य उप उपयोगिता तस्य सामान्यतः कथं तत् नोदनीयं तत् लैटर् इत्यस्य उपयोगः कथं करणीयः सिलिण्डर् समीपं किमपि ज्वलनशीलः वस्तु न भवतु एतदपि विषये अधानं दातव्यं तथा पाकसमये यथा महिलाः तस्य उपयोगं कुर्वन्ति तदा ताः अपि बोधनीयाः अतः अस्माभिः तद् जागरूकता सामान्यतः सर्वत्र आनीया भवति सामान्यतः एल् पी जि सिलिण्डर् इत्यस्य सामान्यं तत् यत् वायुः उपयोगः उपयोगः भवति वायोः तस्य उपयोगः वायोः निर्माणं कुत्र भवति कथं भवति तद्विषये अपि जनाः बोधनीयाः भवन्ति